वेदमन्त्रेषु देवतानाम् उल्लेखः दृश्यते एकः मन्त्रः स्मर्यते अग्नेर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्राः देवता आदित्यो देवता मरुतो देवता विश्वे देवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता हरिः ओम् भवन्तः पश्यन्तु अत्र नवानां देवतानाम् उल्लेखः अस्मिन् मन्त्रे कृतो वर्तते अत्र यद्यपि देवशब्दः दिव् धातोः निष्पन्नः भवति दिव् धातुः भिन्नेषु अनेकेषु अर्थेषु प्रयुज्यते दिवु क्रीडा विजिगीषा द्युतिमोदमदस्वप्नगतिकान्तिषु कान्तिषु तस्मात् दिवधातोः घञ्प्रत्ययः क्रियते चेत् तदा देवशब्दः निष्पद्यते पुनः देवशब्दात् तल्प्रत्ययः क्रियते तेन देवता शब्दस्य सिद्धिर्भवति संस्कृतभाषायां देवताशब्दः स्त्रीलिङ्गे प्रयुज्यते यतो हि तलन्तं स्त्रियाम् इति इति एकं सूत्रं वर्तते तेन ज्ञायते यत् तल्प्रत्ययान्तः यः शब्दः भवति तस्य स्त्रीलिङ्गे प्रयोगः क्रियते इति यद्यपि देवतानां स्वरूपविषये यद्यपि वैदिकः यः मन्त्रः भवति तस्य मन्त्रस्य कस्य ऋषिर्भवति कस्य देवता भवति अतः तस्य विनियोगविषये तस्य परिचयः क्रियते इति अतः मन्त्राणां प्रयोगस्य आदौ तस्य विनियोगः विधीयते तत्र तस्य मन्त्रस्य छन्दः किं देवता कः ऋषिः कः इत्यस्य उल्लेखः क्रियते इति यद्यपि सर्वेषां वेदानां स्वकीया प्रसिद्धा शाखा वर्तन्ते यद्यपि प्राचीनकाले ताः सर्वाः अपि शाखाः उपलब्धाः आसन् येषाम् उल्लेखः महाभाष्ये पतञ्जलिना अपि कृतो वर्तते एकशतम् अध्वर्युः तत्र एकशतम् इत्यस्य अर्थः कदाचित् एकाधिकशतम् इति हिन्दीभाषायाम् एक्सो एक् इति उच्यते अतः एकशतम् अध्वर्युः इति तत्र उल्लेखः आसीत् एवमेव तत्र सहस्रं साम एवं सहस्रम् इति सामवेदस्य शाखा आसीत् नवधा अथर्वणः एवञ्च अथर्ववेदस्य नवशाखाः प्रसिद्धाः आसन् इति परन्तु इदानीं ताः सर्वाः अपि शाखाः नोपलभ्यन्ते इति ज्ञायते तत्र काश्चन शाखाः इदानीम् उपलभ्यन्ते काश्चन शाखाः इदानीं नोपलभ्यन्ते प्रायशः ये वैदिकाः विद्वांसः भवन्ति ते वेदानां स्वकीयां शाखां अधीयते परञ्च सर्वैः तथा वेदस्य कश्चन अंशः अध्येतव्यः इति न दृश्यते यतो हि यज्ञेषु कर्मकाण्डेषु किञ्च नित्यप्रयोगेषु ये मन्त्राः दृश्यन्ते तेषां मन्त्राणाम् उल्लेखः यः अभ्यासः जनैः क्रियते इति यथा इदानीं अस्मिन् मासे तत्र शुक्लयजुर्वेदस्य पाठः दृश्यते शुक्लयजुर्वेदस्य पाठः भगवतः शिवस्य सन्तुष्ट्या रुद्राष्टाध्यायीमाध्यमेन इदानीं क्रियते जनेषु किञ्च अस्माकं यावन्तः संस्काराः सन्ति तेषु संस्कारेषु वैदिकाः मन्त्राः एव प्रयुज्यन्ते तत्र शाखादृष्ट्या मन्त्रभेदोऽपि दृश्यते इति यथा वाजसनेयी शाखा युक्ताः ये जनाः सन्ति तेषां यज्ञोपवीतस्य कश्चित् अन्यः मन्त्रः एवं छान्दोग्ये शाखायां ये सन्ति तेषां वैदिकाः मन्त्राः कश्चित् भिन्नः अस्ति अतः अष्टाध्याय्याम् अपि रुद्राष्टाध्याय्याम् अपि क्वचित् भेदः अस्माभिः दृश्यते क्वचित् अन्यः मन्त्रः क्वचित् च अन्यः मन्त्रः प्रयुज्यते इति इदानीं संस्कारस्य यथा यज्ञोपवीतसंस्कारः भवति तदा क्षौरकर्म उच्यते तत्र एकस्य मन्त्रस्य प्रयोगः क्रियते शिवो नामासि स्वधितिस्ते पिता मां मा हिंसीः निवर्त्तयाम्यायुष्याय् रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति तत्र अस्य मन्त्रस्य उल्लेखः अभिषेककाले अपि क्रियते परञ्च अभिषेककाले यदि क्रियते चेत् तदा तस्य विनियोगः पृथक्तया क्रियते अभिषेके विनियोगः इति परञ्च यदि यज्ञोपवीतसंस्कारे अस्य मन्त्रस्य उपयोगः क्रियते तत्र भिन्नः विनियोगः क्रियते इति यद्यपि अवसरः आगतः अस्ति अतः अस्य मन्त्रस्य कः अर्थः इदानीम् अस्माभिः विचार्यते इति तत्र यः नापितः अस्ति सः क्षुरं वदति शिवो नामासि अर्थात् तव नाम शिवः अस्ति अस्मात् कारणात् मा मा हिंसीः मम अस्य माणवकस्य बालकस्य हिंसनं मा कार्षीः इति निवर्त्तयाम्यायुष्याय आयुषः भावं भावः आयुष्यम् अर्थात् मदीयः असौ बालकः माणवकः आयुष्मान् भवेत् एतदर्थम् अहम् एनं क्षुरं निवर्त्तयामि भ्रामयामि इति रायस्पोषाय रयिणां धनं पुषणां पुष्टिः अर्थात् पर्याप्तं धनम् अस्मै आगच्छेत् येन अस्य जीवनं सुखकरं भवेत् एतदर्थम् अहं क्षुरं निवर्त्तयामि इति सुप्रजास्त्वाय प्रजा नाम सन्ततिः अर्थात् अयं जनः सन्ततियुक्तः भवेत् एतदर्थम् एनं क्षुरं निवर्त्तयामि इति अन्नाद्याय अर्थात् भक्षणाय पर्याप्तम् अन्नम् अस्मै भवेत् एतदर्थं निवेदयामि अतः एतादृशस्य मन्त्रस्य प्रयोगः क्रियते इदानीन्तनकाले वैदिककर्मकाण्डिनः ये सन्ति आचार्याः पुरोहिताः वा ते यदि वैदिकमन्त्राणाम् अर्थं ज्ञात्वा जनेषु मन्त्राणाम् उपयोगं करिष्यन्ति चेत् तदा तस्य भूयान् प्रभावः लोकेषु द्रष्टुं शक्यते उदाहरणार्थम् इदानीं विराट्पुरुषस्य मन्त्रः अस्ति सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् अत्र सहस्रशब्दस्य अर्थः यदि अत्र मन्ये दशशतं क्रियते चेत् तदा तस्य विसङ्गतिः भवितुम् अर्हति यदि तस्य सिराङ् सिसहस्रं वर्तते तदा चक्षूंषि तत्र द्वे सहस्रे भवतः परञ्च तत्र अर्थः क्रियते सहस्रशब्दः अनेकार्थकः तेन ज्ञायते यः विराट्पुरुषः वर्तते तस्य अनेकानि सिरांक्षु वर्तन्ते अनेकानि चक्षूंषि वर्तन्ते अर्थात् तस्य अवयवाः विस्तृताः सन्तीति अस्यैव वेदमन्त्रस्य व्याख्यानरूपेण गीतायां भगवता श्रीकृष्णेन उक्तं यत् अर्जुनेन कृष्णस्य स्वरूपं दृष्टम् अनेक बाहूदरवक्त्रनेत्रम् इति अतः वेदानाम् अपि व्याख्यानम् अस्माकं पुराणग्रन्थेषु महाभारतेषु रामायणेषु अपि प्राप्यते इति यद्यपि प्राचीनकाले सर्वेऽपि जनाः वेदान् अध्येतुं सक्षमाः नासन् अतः सामान्यजनाः वेदे विहितान् ये सिद्धान्तान् वेदे प्रतिपादितानि यानि यावन्ति वा ज्ञानानि तैः सह तेन युक्तः भवेत् एतदर्थं पुराणेषु तद् सरलदृष्ट्या लिखितं वर्तते पुराणानामध्ययनस्य अधिकारः सर्वेभ्यः प्राचीनकाले अपि आसीत् अतः इतिहासपुराणाभ्यां वेदं समुपबृम्हयेत् इति अभियुक्तिर्वर्तते इत्थञ्च वेदकालादारभ्य अस्माकं स्मृतिग्रन्थाः पुराणानि रामायणम् एवञ्च अन्यानि अपि तत्र पुस्तकानि अन्ये अपि ग्रन्थाः सन्ति ये ज्ञानदृष्ट्या महद् महन्ति उपयोगीनि वर्तन्ते अतः एतेषाम् अध्ययनमस्माभिः नूनं कर्तव्यम् एव